अस्माकं प्रदेशे दुग्धजन्यपदार्थः बहु प्रसिद्धः अस्ति श्रीखण्डः पासुन्दी श्रीखण्डं एव एव दधि अस्ति दधि शर्करा मिश्र मिश्र पचति श् श्रीखण्डः श्रीकृष्णाय बहु रोचते अस्मान् प्रदेशे चनापोहा दूद् मिसर् पाव् एव प्रसिद्धः खाद्यपदार्थः अस्ति पूरन् रोटिका जनाः बहु बहु रोचते एव पदार्थाः